मम प्रदेशे यावत् कर्नाटकशास्त्रीयसङ्गीतं इति अथवा हिन्दुस्तानि सङ्गीतम् अनन्तरं जानपदम् सङ्गीतस्य प्रयोगः अधिकः भवति मम ग्रामः तत्र केरळ कर्नाटक केरळमध्येव अस्ति परन्तु तत्र उभयत्र यत् सङ्गीतमस्ति तदेव तत्रापि अस्ति तच्छैल्यामेव अस्ति तदर्थं इदानीं कर्नाटकशास्त्रीयसङ्गीते वा अथवा हिन्दुस्तानिसङ्गीते वा यदि वयं वदामः तत्र बहवः पाण्डित्यं स्वीकृतवन्तः तत्र शास्त्रीयसङ्गीतमित्युक्ते अधिकतया स्वरः रागः अनन्तरं तालः एतत्त्रयाणां अधिकं प्रयोगः भवति रागशुद्धम् अनन्तरं तालबद्धम् श्रुतिबद्धम् यदस्ति तदेव शास्त्रीयम् इति शास्त्रीयम् अथवा शास्त्रीयसङ्गीतम् इति वक्तुं शक्नुमः

जानपदम् अथवा जनपदविषये वयं स्वीकुर्मः चेत् तत्र रागः रागस्य प्रमुखतया प्रामुख्यं तत्र नास्ति अनन्तरं तालः इत्युक्ते तत्र एकं वाद्यं जनपदं ये जनपदम् अथवा ये ये जनाः सन्ति तेषां जनविभागे यत्वाद्यमस्ति तत्स्वीकृत्य एव ते किं सङ्गीतस्य प्रयोगः अथवा जनपदशैल्यां सङ्गीतं गायन्ति